अद्यतने समाजे भारतीय शास्त्रीयकलानां आस्वदनस्य रुचिः परिज्ञानं तावती नास्ति इति मम अभिप्रायः यतोहि ये सर्वेऽपि युवानः वर्तन्ते ते सर्वेऽपि पाश्चात्यकलाः तत्र पाश्चात्याभिरुचियुक्ताः च वर्तन्ते तत्कारणात् भारतीय शास्त्रीयकलानामास्वादनस्य रुचिः तावती युवा नाम युश् नास्ति इति मम मम अभिप्रायः तत्र कल्पनार्थं किं कर्तव्यम् इत्युक्तौ अधुना सोशियल् मीडिया इति यद्वर्तते तदेव सर्वत्रापि सर्वेष्वपि तत्र नाम प्रेरणाजनकं वर्तते अतः अस्माभिः अस्माकं कलाः याः वर्तन्ते तासां कलानां तदनुगणतया सोशियल् मीडिया अनुगुणतया रचना कर्तव्या नाम यद्वर्तते तस्य परिरक्षणं कर्तव्यं नूतनं कल्पनीयम् इति मम अभिप्रायः नास्ति किन्तु तत्र प्रसारः यः वर्तते सः प्रसारः आधुनिकमार्गेण कर्तव्यः सर्वत्र नाम ग्रामेष्वपि यथा कला गच्छेत् तथा करणीया इति मम अभिप्रायः